गतेषु वर्षेषु भारतीया अर्थव्यवस्था कथं वर्धिता अस्य प्रश्नस्य उत्तरम् अयं भारतस्य अर्थव्यवस्थायां वर्षेषु महती वृद्धिः अभवत् तस्य आर्थिकवृद्धौ विभिन्नक्षेत्राणां योगदानम् अस्ति भारते आर्थिकवृद्धेः चालकाः कालान्तरे परिवर्तिताः येन निवासिनः देशस्य कृषिप्रधान उद्योगात् अधिकविविध आधुनिक अर्थव्यवस्थां प्रति स्थानान्तरिताः इयं कृषिः ऐतिहासिकदृष्ट्या भारतस्य अर्थव्यवस्थायां कृषिः महत्त्वपूर्णं योगदानं ददाति यत्र जनसङ्ख्यायाः विशालः भागः कार्यरतः अस्ति विनिर्माणं भारते वस्त्रं वाहनम् इलेक्ट्रानिक्स् इस्पातस्य उत्पादम् इत्यादयः उद्योगाः सन्ति तत्र विनिर्माणक्षेत्रं वर्धमानम् अस्ति मेक् इन् इण्डिया इत्यादीनां सर्वकारीयपरिकल्पनानाम् उद्देश्यं सकलराष्ट्रियोत्पादस्य निर्माणक्षेत्रस्य योगदानं वर्धयितुं भवति